ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायां शिक्षितजनानाम् अभावः यद्यपि शिक्षिताः ते ग्राम्यक्षेत्रेषु निवासं कर्तुं न इच्छन्ति नगरम् इच्छन्ति ये अशिक्षिताः ये तत्तद्ग्रामीणाः सन्ति ते तत्तद्ग्रामेषु निवसयितुं निवसितुम् इच्छन्ति तथा सति कार्ये विकासः ग्रामस्य विकासः ग्रामस्य सर्वतोन्मुखविकासः नैव जायते राजनैतिकजनानां कूटनीतिस्तु अस्माभिः ज्ञायते एव अतः ये सर्वकारीय कार्येषु व्यस्ताः सन्ति कर्मणि सन्ति शिक्षिताः सन्ति ते यदि रुचिं दर्शयन्ति तर्हि ग्राम्यक्षेत्रेषु सर्वकारीयव्यवस्थायाम् अभावः क्वचित् निरस्तः भवति